अहं मन्यसे उद्योगविषये अहं काचित् प्रैवेट् संस्थायां कार्यं करोमि मनसि आगच्छति किमपि स्व उद्योगं कर्तुं शक्यते वा अहं कस्यापि अधिकारिणः अधः कार्यं न करणीयं भवति तदा अधिकस्वातन्त्र्यं भवति इति भाति तत् कृत् किं वा करणीयं किं न करणीयम् इत्यादि विषये पत्रिका पत्रिकेषु समाचाराः उपलभ्यन्ते चेत् मार्गदर्शकं मार्गदर्शकं भवति इदानीं कृषिकः नूतनं न्यूनाः कृषिकाः न्यूनं न्यूनं भवन्तः सन्ति तत्रापि कृषि क्षेत्रे कत् कथं वा अधिकाधिकधनार्जनं कर्तुं शक्यते इति विषयाः पत्रिकायां लभ्यते चेत् सम्यक् एव